हरि ओं नमस्ते भगिनि पतञ्जलियोगाश्रमः वदतु भगिनि हा हा

आम् आं भगिनि उत्तमविषयः भगिनि उत्तमविषयः

भगिनि दिनाङ्के प्रतिदिनं प्रातःकाले च चे चे षड्वादनतः रात्रौ अष्टवादनपर्यन्तं पृथक् पृथक् वर्गः चलति एव चलन्ती अस्ति भवत्याः सौकर्यं एकं प्रतिदिनं तत् भवत्याः सौकर्यं वदतु अहं फीड् करोमि तत्र बव मत्लब् भवत्याः नाम एड् करोमि

न भगिनि प्रत् सप्ताहे द्विवारं या त्रिवारं भवत्याः सौकर्यं आं भगिनि

अस्तु भगिनि अहं सूचयामि ये योग इन्स्ट्रक्टर् पृथक् अस्ति सन्ति एव तं पृष्ट्वा भवत्याः टैं टेन् टु लेवेन् इति मत्लब् दशवादनतः एकद एकादशवादनपर्यन्तं भवत्याः नाम करोमि भगिनि तत्र योजयामि अस्तु आं भगिनि आं भगिनि दश दशवादनपर्यन्तं द्वादशवादन तद् दशवादनतः द्वादशन द्वादशवादनपर्यन्तं महिला एव महिला इन्स्ट्रक्टर्स् एव भवन्ति

आं भगिनि आं भगिनि योगः प्रायतः चित्तं शरीरं द्वयोः शुद्धं करोति स्पीड् मत्लब् एक्दं परिपूर्णतया भवती सम्यक् आरोग्यम् आरोग्यमपि और् चित्त आरोग्यमपि द्वयमपि सम्यक् भवति योगासनं योगासनमिति बहूनि सन्ति भवती चित्वा करोति किल हा हा

आं भगिनि आम् आं भवत्याः यो इन्स्ट्रक्टर् अस्ति किल तेषां कृते भवत्याः हेल्त् रिपोर्ट्स् ददातु सा एव ब भवत् भवतीं वदति किं किं करणीयं किं न करणीयम् तादृशं भवती सर्वेषां मत्लब् वहा करोति भगिनि चिन्तां मास्तु आगच्छतु एकवारं पश्यतु तेषां कृते वार्तालापं कृत्वा भवती जानाति सर्वं तत्परं प्रथमतः कक्षां करोतु भगिनि हा तादृशं नास्ति केचन आहाराः न खादनीयाः इति सा एव वदति वदन्ति भवत्याः हा सम्यक् सम्यक् सम्यक् वदति एव एतादृशं खादतु योगासन अभ्यासात् अभ्यासात् पूर्वम् एक एकगण्टापूर्वं किमपि न खादनीयम् आं जलं जलं जलं पातुं शक्यते जलं पातुं शक्यते भगिनि अस्तु भगिनि

अस्तु भगिनि हा आं भगिनि धन्यवादः रां रां भगिनि